गतसप्ताहे मया भोट् इति ब्राण्ड् यदस्ति तस्य एर्पीस् एकं क्रीतम् आसीत् बहु सम्यक् कार्यं करोति गुणवत्ता बहु सम्यकस्ति दक्षिणपार्श्वस्य वामपार्श्वस्य इति उभयोः अपि ध्वनिः स्पष्टं श्रूयते इत्यतः एतत् अहं रेकमण्ड् करोमि बहु सम्यक् अस्ति इति सर्वैः निस्सन्देहं स्वीकर्तुं क्रेतुं योग्यमस्ति एतत् वस्तुः